यावत् स्मर्यते बाल्यकालस्य सर्वाः नाम घटनाः अपि जीवने अविस्मरणीया भवति तथापि एका घटना अस्ति यदा अहं नाम मम अक्षर नाम अक्षरस्य मम अभ्यासः कारयन्ति आसीत् मम माता अक्षरलेखनस्य पठनस्य च तदा अक्षरलेखनसमये एकम् अक्षरं बहूकालं नाम मम कृते अभ्यासः अपेक्षते स्म अहम् एकाक्षरस्य बहुकालपर्यन्तम् अभ्यासं करोमि स्म तदा मत्तः न भवति स्म अनन्तरं किञ्चित् ताडनमपि खादितवती पुनः तदक्षरं बहूबारं नाम पञ्चाशत्वारं शतवारं लिखित्वा लिखित्वा अनन्तरं तदक्षरं मया नाम साध्यः अभवत् अतः तद्यदा इदानीमपि तत् सा घटना स्मरामि तदा नाम किञ्चित् तद् भवति अतः सा घटना अपि अविस्मरणीया वर्तते नाम अन्ये अपि घटनाः सर्वाः अविस्मरणीया एव कारणं बाल्ये तु सर्वाः घटनाः अपि नाम इदानीन्तनकाले यदि स्मरामः वयं तर्हि सर्वमपि नाम बहु आनन्ददायकं भवति अविस्मरणीया घटनाः अस्ति अस्माकं पार्श्वे अतः सा अपि मम जीनवे एका घटना अस्ति या अहंं न विस्मरामि कदापि अतः तदेव